मम इष्टतमः ऋतुः वर्तते वसन्त ऋतुः यतो हि वसन्तर्तौ अस्माकं या प्रकृतिः वर्तते सा उत्तमा दृश्यते तस्मिन् समये बहूनि पुष्पाणि आगच्छन्ति वायुः अपि सम्यक् प्रचलति तस्मिन् समये अधिकं नाधिकं तत्र शैत्यं भवति नाधिकम् उष्णं भवति समानतापमानः भवति अतः तस्मिन् ऋतौ वयम् अध्ययनमपि सम्यक्तया कर्तुं शक्नुमः वसन्तः ऋतोः वास्तविकं यदि तस्य महत्त्वं यदि द्रष्टव्यंभवति तथा तदा उत्तराखण्ड् मध्ये गन्तव्यं भवति यतो हि अहम् उत्तराखण्ड् देशीयः अस्मि तत्र वसन्तर्तुः बहु सम्यकतया तत्र आगच्छति यतो हि एकं तत्र गीतमपि अस्ति वसन्तर्तुः मा जेयि ये यदि अस्माकम् उत्तराखण्डे आगच्छ आगन्तव्यं भव भवति चेत् तर्हि वसन्तर्तौ आगच्छन्तु इति अस्मिन् वसन्तर्तु ऋतुः मा जेयि एवं प्रकारेण गड्वाली मध्ये गड्वाली भाषायाम् एकं गीतमस्ति यदि उत्तराखण्ड् मध्ये गन्तव्यं भवति तदा वसन्तर्तौ एव गन्तव्यं यतो हि वसन्तर्तौ उत्तराखण्डस्य शोभा भवति पर्वतानां या सो या शोभा भवति तदा न शीतं शैत्यं भवति न उष्णं भवति तदा सम्यक् तापमानः भवति सम्यक् वातावरणं भवति तदा तु बहु सम्यक्तया यः उत्तराखण्डस्य पर्वतानां तथा च तत् पर्वतस्य अञ्जलानां वयं दर्शनं कर्तुं शक्नुमः तत् तदा प्रकृतेः सौन्दर्यं वयमपि तदा द्रष्टुं शक्नुमः अतः मया मम मम इष्टतमः ऋतुः वसन्तर्तुः